नमस्ते भवती किम् एव आवश्यकं किम् इवेण्ट् अस्तु त आं जन्मदिनं कदा भविष्यति अस्तु कुत्र ओडिटोरियं वा गृहे वा हा अस्तु आम् तत्र क कति वयः पुत्रस्य कति वयः हा तस्य ता ते आं किं रोचते तदनुसृत्य वयं कर्तुं शक्नुमः आम् अस्तु कोपि कोऽपि क्रीडाङ्गणस्य रूपेण केक् निर्माणम् हा अस्तु परश्वः वयं तत्र आगच्छामः ओके अत्र कति जनाः सन्ति जन्मदिनस्य प्रोग्राम् निमित्तं कति जनाः आगच्छन्ति

तद् सर्वं काल्कुलेट् कृत्वा अहं श्वः उप् वदिष्यामि हा आ अस्तु भोजनम् आवश्यकं वा तेषां कृते मध्याह्नभोजनम् हा हा अन्नम् ए बिर्याणि वा ओदनं साम्बार् एतादृशं वा सद्य वा हा अस्तु अहं श्वः दूरवाण्यां डीटेल्स् प्रेषयामः धन्यवादः